अस्माकं गृहे एक पत्रिका आगच्छति आन्द्रज्योति नाम तत्र बालकानां कृते प्रति सप्ताहे रविवासरे एकं पुस्तकम् आगच्छति नाम केवलं बालकानां कृते एव इति नास्ति परन्तु तत्र बालाकानां कृते पुस्तकस्य अन्तिमभागे पुटद्वयं तेषां कृते एव भवति नाम तत्र लघु लघु चित्रणि भवन्ति लगु कथा भवति न पज़ल् इव भवति चित्रद्वयं स्थापयन्ति तत्र चित्रद्वये द्वयोः मद्ये को भेदः इति के के भेदाः सन्ति इति ज्ञातव्यं भवति बालकानां कृते एवं पज़ल् भवति तत्र मार्गः एकः बालकः अन्यस्मिन् पार्श्वे गन्तव्यं चेत् कथं गन्तुं शक्नोति इति ब्रैन्स्टार्मिङ्ग् पज़ल्स् भवति अनन्तरं यदि बालकाः कोऽपि बालकः चित् किमपि स्टोरि लिखति चेत् कथां लिखति चेत् तस्यापि प्रसरणं तत्र भवति अतः तेषां कृते एतत् सम्यक् भवति नाम तत्र ते क्रीडन्ति कलर्स् विषये सम्यक्तया वर्णाः वर्णान् ज्ञास्यन्ति लेखनमपि भवति पठनं भवति क्रीडा अपि भवति अतः एतत् सम्यक् भवति